भारतस्य राजनीतिः तथा राजकीयपक्षानां विषये मम अभिप्रायः एवं वर्तते भारतीयप्रजाप्रभुत्वे ते रोचते किन्तु किं किं नरः न रोचते मम इष्टतमः राजनेता नरेन्द्रमोदि यदि अहं तैः सह मिलामि तान् किं पृच्छामि किं प्रष्टुम् इच्छामि इति चेत् अस्मभ्यं धनम् आवश्यकं बडवजनाः धनम् आवश्यकं बडवजनस्य धनं धनम् आवश्यकं सः जीवितुं न शक्यते अत्र ऋणेन सः वृतं प्राप्नुवन्तः अबु अभूवन् वृताः अपि एवमेव कृतं चेत् आगतेषु वर्षेषु भोजनं कृतं न शक्यते अतः भारतस्य राजनीतिः तथा राजकीयपक्षानां विषये मम अभिप्रायः भारतीयप्रभुत्वे